आं नमस्ते महोदय

सत्यमेव

आम् आम्

इत् इत्युक्ते एल्त् इन्सुरेन्स् महोदय अस्तु हा एल्त् इन्सुरेन्स् अत्र आं

हा सकुटुम्बानां कृते एक एकस्मिन् कृते हा हा हा हा सत्यम् इत्युक्ते गृहे गृहे बहवः सन्ति खलु पञ्च षड् जनाः एकैकस्य कृते एकैकं स्वीकरणीयं सर्वे एकस्मिन् कृते

षट् नास्ति एकस्मिन् मध्ये षड्जनाः नागच्छन्ति एकस्मिन् पालसिमध्ये

उचितमेव आ हा सर्वकारे आम् आं कियत् कियत् मूल्यं भवति ओ तत् सर्वं सर्वकारकेन्द्रसर्वकारपक्षतः वा अस्तु समीचीनमेव अस्ति क कद् कदा आगमिष्यति

आम्

ओके तत्र तत्र धनरूपेन स्विकरणीयम् अत्र निश्शुल्केन भवति सर्वकारतः अधुना किं करणीयं महोदय कुत्र गन्तव्यं भवान् आगच्छतु वा अहं कुत्रापि

आम्

एकवारं आरोग्यनिमित्तं यदा पालसि आगमिष्यति तदनन्तरं वर्षे वर्षे रिनिवल् करणीयं वा

रिनिवल् करणीयं

सत्यं महोदय

अस्मिन् काले निश्चयेन आवश्यकं महोदय इत्युक्ते किं किम् आगमिष्यन्ति कीदृशाः भवन्ति इति न जाने नूतन नूतनाः

धन्यवादः महोदय आगत् हा स्वागतं